आकाशवाणी आकाशवाण्यां एफ् एम् रेडियो इत्यत्र तत्र विशेषतया मोदी महोदयस्य मन् की बात् इति कार्यक्रमम् अहं श्रोतुं बहु इच्छामि यदा यदा मन् की बात् कार्यक्रमः कार्यक्रमस्य प्रदर्शनं भवति तदा अहम् अवश्यं तत् शृणोमि एवमेव यस्मिन् समये आकाशवाणी न भवति तदा अहं दूरदर्शनं पश्यामि दूरदर्शने विशेषतया मम रुचिः चलनचित्रेषु अस्ति ततः अहं दूरदर्शने चलनचित्रं पश्यामि एवञ्च वार्ताः भवन्ति समाजे किं प्रचलति इति वार्तायां भवति इत्यतः अहं मध्ये मध्ये वार्ताम् अपि पश्यामि एवं च कुत्रचित् रसप्रश्नकार्यक्रमाः भवन्ति दूरदर्शने तादृश रसप्रश्नकार्यक्रमान् अपि अहं पश्यामि एवं राज्यस्य उत्सवकार्यक्रमः यदि आकाशवाण्यां वा अथवा दूरदर्शनं वा दूरदर्शनं दूरदर्शने वा भवति तर्हि अहम् अवश्यम् एव तत्र कार्यक्रमं पश्यामि